साम्प्रतिककाले वाणिज्यस्य प्रचारे अभिवृद्धौ च विज्ञापनानि अत्यन्तं मुख्यानि उपयोगिनि मौल्ययुतानि च आधुनिककाले विज्ञापनानि न केवलं वार्तापत्रिकद्वारा अपि च दूरदर्शनद्वारा आकाशवाणीद्वारा अन्तर्जालद्वारा च प्रकटीक्रियमाणानि सन्ति येन वस्तु विषये अधिकजनानां ज्ञानं सम्भवति मया एकदा यूट्यूब् मध्ये एकं सृजनात्मकं विज्ञापनं दृष्टं यत् बहुप्रभावशाली आसीत् तत् विज्ञापनं मुद्रकस्य विषये आसीत् तस्मिन् विज्ञापने एकः बालकः दीपावलीपर्वदिनेषु दीपानां विक्रेतुः एकस्य वृद्धस्य साहाय्यार्थं दीपविक्रेतृविषये तस्य आपणस्य विषये च प्रकटनं मुद्रित्वा मुद्रकसहाय्येन बहूनि विज्ञापनपत्राणि जनयित्वा तेषां प्रसरणेन तस्य वृद्धस्य सहाय्यम् अकरोत् एक एतत् प्रकटनं बहुप्रभावशाली आसीत्